पूर्वं तु आधि आधिक्येन सर्वैः चुल्ली उपयोगः एव क्रियते स्म अतः अधुना अस्माभिः ये क्लेशाः अनुभूयन्ते तादृशक्लेशाः तु पूर्वजैः नानुभूतम् यतः चुल्ली उपयोगे आदौ पाककरणसमये किञ्चिद् क्लेशः स्याद् किन्तु तदुत्तरं क्लेशाः न भवन्ति किन्तु कालः गतः सर्वैः सिलिण्डर् स्वीकृतम् अधुना तु तेनैव पाकः प्रचलति अतः पाककरणे क्लेशः नास्ति किन्तु तस्य उपयोगकाले अस्माभिः सुरक्षता विषये किञ्चिद् द्रष्टव्यं भवति यतः आधिक्येन वातायनस्य पुरतः सिलिण्डर् इत्यादिकं भवति तदा वयं पाकं कुर्वत्य भवामः अथवा कुर्वन्तः भवामः तदा वेगेन वायुः आगच्छति चेद् कदाचित् अग्निः शान्तः भवति वयं यदि तद् विषये किञ्चिद् अवधानं दद्मः तर्हि चिन्ता नास्ति किन्तु कदाचित् अवगमः न भवति कुतः इत्युक्ते सर्वैः तद् दृश्यते इति नास्ति अतः यदि तद् विषये वयं किञ्चिद् पश्यामः तर्हि तेनापि वयं सुरक्षिताः भवेम अपि च इदानीं बहुधा श्रुतम् अस्ति गेस् लीक् इत्यादि विषये तर्हि यदि गेस् लीक् भवति तेनापि क्लेशाः अनुभूयन्ते एव कदाचिद् स्फोटादिकं सम्भवति अनेन जीवहानिः इत्येव महान् दोषः भवति अतः एतादृशं न स्यात् इत्युक्ते तद्विषये अपि अस्माभिः किञ्चिद् अवधानं दातव्यं यथा गेस् लीक् न स्याद् तथा पुनः पुनः पश्यामः अपि च तत्र चुल्ल्यां तु तथा न भवति न्यूनात् न्यूनम् अथवा अधिककरणम् इत्यादिकं न भवति किन्तु गेस् विषये तु एवम् अस्ति एव अतः अस्माभिः कदाचिद् न्यूनं कृत्वा पाकं कुर्मः इति चिन्त्यते किन्तु स्थापनं तु अधिकम् एव स्थाप्य अधिकमेव क्रियते अतः यदि अधिकं कुर्मः तर्हि तेनापि क्लेशः भवति न्यूनं कुर्मश्चेद् अग्निः शान्ता भवति कदाचिद् स्फोटादिकं सम्भवन्ति अतः उभयत्र अपि अस्माभिः अवधानं दातव्यम् अतः सिलिण्डर् उपयोगं कुर्मः तेन सह सुरक्षताविषये अपि किञ्चिद् दृष्ट्वा पाकादिं कुर्मश्चेद् अस्माकं जीवनमपि सुलभं भवति जीवनस्य रक्षणम् अपि कृतं भवति